अनेकदाः अत्यन्तं सुन्दरं चरणं कृतम् अस्ति अस्माकं लद्दाक्क्षेत्रेषु इन्द्रधनुषस्य यत्दृश्यम् अवलोक्यते तस्य समतलप्रदेशेषु अत्यन्ताभावः सूर्योदये सूर्यास्ते वा हिमशृङ्गेषु यः आकृतयः निर्मीयन्ते तासां दर्शनम् अतीवदुर्लभं भवति तत्र ध्यातव्यं यत् प्रातःकाले सूर्यरश्मीनं हिमशृङ्गेषु पतनं स्वर्णाभम् शनैशनैः ताम्रवर्णीयं जायते अग्रे पुनः रश्मीनम् परिवर्तनत्वात् अनेकवर्णाभं जायते अतीव मनोहारिणी दृश्यावली भवति